अहं यां युद्धकलाम् अधीतवान् तां विद्याम् अहं कथं प्रेरयामि नाम कदाचित् समयः लभ्यते तदा सर्वं सर्वदा अहम् अभ्यसामि पुनश्च यत् यदा यदा समयं लभ्यते समयः लभ्यते तदा सर्वदा अहम् अन्येभ्यः युद्धकलां दर्शयामि तेषामपि आनन्दः स्यात् पुनः यदुच्यते ऐडिया इति तदागच्छेत् पुनश्च मम साकं का कदाचित् कश्चन कोलाहलं कर्तुम् आगच्छेत् तदा सर्वदा तां विध्याम् उपयोगं करोमि मम शत्रुः कदाचित् आगच्छति चेत् तदा सर्वदा अहं तां विद्यां तत्र प्रदर्शयामि कार्यरूपं प्रति आनयामि कदाचित् एवमपी स्यात् नित्यम् अस्माकं शाखायां वार्षिकोत्सवाः वा प्रतिवर्षं वार्षिकोत्सवः भवति तत्र सर्वेपि स्वकलां प्रदर्शयन्ति मम तु नियुद्धम् इति कृत्वा अहं सम्यक्तया नियुद्धं प्रदर्शयामि तद्दृष्ट्वा केचन प्रेरिताः भवन्ति मम निकिटे आगत्य कथं भोः कृतवान् भवान् इदं बहु सम्यक् आसीत् इति इत्यादिकं वदन्ति मम तु तदा आनन्दः भवति कदाचित् ता तदनन्तरम् अहं तान् प्रेरयामि कथं नाम नित्यं सायं यदि ते आगच्छन्ति तर्हि अहम् अवश्यं तेषां कृते समयं दत्वा पाठयामि अहं कथं नाम प्राक्टिकल् रूपेण पाठयामि यत् आङ्ग्लभाषया उच्यते प्राक्टिकल् रूपेण पाठयामि पुनश्च ये नित्यं समयः समयस्तु लभ्यते एव तदा सर्वदा तं समयम् उपयुज्य कथं सबलान् निर्माणं निर्माणं निर्माणं कर्तव्यं सबलं निर्माणं कर्तव्यम् इति कश्चन कस्यचिन्निकटे बहुशक्तिः भवति तस्य कर्तुं तु मनः न भवति तस्य मनः यता स्यात् तस्मिन् कार्ये प्रवृत्यर्थं तदर्थं मया यत्नः यत्नः क्रियते इति